नमस्ते सम्प्रति केन रोगेन पीडितः भवान् अस्तु अस्तु अस्तु अस्तु अस्तु आम् आम् आम् आम् आम् सत्यम् अस्ति आयुर्वेदेन विधिना अस्माकं अस्य रोगस्य समाधानं भवति परन्तु पूर्वं मम केचन प्रश्नाः सन्ति मम जिज्ञासा अस्ति रुग्णस्य प्रसङ्गे अहं ज्ञातुम् इच्छामि भवतः वयः अनन्तरं भवान् कीदृशं कार्यं करोति एवं चेत् कस्मिन् वातावरणे भवान् निवसति किञ्चित् बोधयतु माम्

आं वयः भवतां वयः अस्तु अस्तु तर्हि अहं ज्ञातुम् इच्छामि यदि भवन्तः प्रतिदिनम् आयुर् आयुर्व् आयुर्वेदविधिना यदि भोजनं कुर्वन्ति तत्र वातपित्तकफत्रयदोषानां यदि सम्यक् निवारणं भवति ते सर्वत्र अस्माकं शरीरे कङ्कालतन्त्रे भवतु परिसञ्चरणतन्त्रे भवतु पाचनतन्त्रे भवतु जननतन्त्रे भवतु सर्वत्र एव प्रभावः भवति भवतां अस्थिरोगः अस्ति मेरुदण्डे भवान् उक्तवान् अतः अस्थेः निर्माणं सप्तधातूनां सर्वाधिकानन्तरम् एव भवति अतः अत्र किञ्चित् प्रातःकाले भवन्तः सूर्यनमस्कारादिकं कुर्वन्ति कुर्वन्तु एवञ्च योगाभ्यासम् अपि कुर्वन्तु किञ्चित् कुर्वन्ति चेत् मां वदन्तु के के अभ्यासाः भवद्भिः कृताः बहु सम्यक् अस्ति आं भवतां दिनचर्या उत्तमा अस्ति परन्तु एतैः अभ्यासै किः भवद्भिः लाभः प्राप्तः आम् आम् अहं चिन्त् अहम् अस्तु अस्तु कदापि लाभः प्राप्तः न वा

आम् आम् आं परन्तु अत्र किं करणीयम् अस्ति भवतां तत्र मेरुदण्डस्य यस्मिन् कोणे कष्टम् अस्ति पीडा अस्ति तत्र तस्य सम्बन्धः सम्पूर्णशरीरेण एव अस्ति अस्माकम् उक्तम् अस्ति शरीरं व्याधिमध्ये आम् आं तर्हि अहं चिन् आम् आं तर्हि किं करणीयम् एकवारम् अस्तु तर्हि एकं तु भवान् अधिकं वजनं मा स्वीकुर्वन्तु यदि कदापि अधिकं क्षमतातः अधिकं वजनं वयं स्वीकुर्मः चेत् तस्मिन् समये अस्माकं कष्टं भवति अनन्तरम् अस्थिषु पीडा अपि भवति रोगः अपि वर्धितः भवति प्रथमं द्वितीयं किं भवान् सर्वदा अभ्यङ्गं तैलस्य अभ्यङ्गादिकं कुर्वन्तु तेन सह अस्माकं मांसपेशयः ये सन्ति अनन्तरं अस्थिरोगाः अपि दूरीभवन्ति अस्माकं सप्तधातूनां येन निर्माणं भवति तेषु सर्वत्र अस्माकं भोजनस्य प्रभावः अस्ति अतः अत्र मेरुदण्डे सर्वप्रथमम् अस्माकं शलभासनं सूर्यनमस्कारः अनन्तरं शश शशङ्का शशाङ्कासनम् इत्यादिकं कुर्वन्ति एवञ्च भवन्तः समयं निष्कास्य एकवारं मम तत्र औषधालयम् आगच्छन्तु सम्यक्रीत्या अहं निरीक्षणं परीक्षणं कृत्वा औषधं दास्यामि

नमामि धन्यः